हरि ओम् नमस्ते जय् श्रीराम् कः अस्ति हा मञ्जेषा वदतु हा आ अद्य वा भवती अद्य किमर्थं नागतवती कक्षां प्रति अनारोग्यमासीत् वा ओ तदर्थं भवती तर्हि एकं कार्यं करोतु गृहे बहु सम्यक् अभ्यासं करणीयं भवति भवत्याः स्वरः बहु सम्यक् अस्ति चिन्ता नास्ति अद्य पाठितमस्ति अनन्तरम् किञ्चित् सरळेवरसे पाठितमस्ति दशपर्यन्तं स्वराः किं तत्सर्वं पाठितमस्ति भवती कीयत्पर्यन्तं कतिपर्यन्तं जानाति सरळेवरसे जानाति वा सप्त अपि अभ्यासं करोति वा अभ्यासं करोति वा प्रातःकाले ओ उत्तमम् उत्तमम् उत्तमं भो उत्तमं भोः

उत्थाय सत्यं शीघ्रम् उत्थापनीयम् उत्थानं करणीयम् अनन्तरं जलं सर्वं सम्यक् पिबतु जलं प्रातःकाले

अभ्यासं करोतु वा अस्तु इदानीं पुत्रि इदानीं किं करोतु भवती सम्यक् अभ्यासं करोतु अग्रिममासे अस्माकं वार्षिकोत्सवम् एकं कुर्मः वा इति एकं जिज्ञासा अस्ति वार्षिकोत्सवः मासद्वयं मासद्वयं वा आवश्यकं वा अभ्यासं कर्तुम् अभ्यासं कर्तुम् किं किं भवत्याः मनसि किं किम् गायामि इति अस्ति वा एवं पद्यं गायामि इति हा हा उत्तमम्

गीतं वा सर्वम् उत्तमं हा भजनं गीतं गातुं शक्यते भजना वर्णः वर्णः अभ्यासं कुर्मः वर्णस्य अभ्यासं कुर्मः सम्यक्तया प्रथमकाल द्वितीयकाल सर्वम् अभ्यासं करणीयं तद् रागेण अभ्यासं करणीयम् श्रुति सम्यक् भवितव्यम् अनन्तरं ताळज्ञानम् आवश्यकम् ताळज्ञानम् आवश्यकम् रागेण गणपतिस्तुत्याः भवती केन रागेण पठितुं शक्नोति गणपतिस्तुतिं हंसध्वनिरागस्य अस्ति शक्यते वा हंसध्वनिरागस्य हंसध्वनिरागस्य एकम् अस्ति गणपतिस्तुतिः बहू सम्यक् अस्ति तद् अनन्तरम् एकं तद् पाठः अभवत् वा भवत्यै तद् एकम् अस्ति किल चक्रवाकः हा महागणपतिं मनसा हा तदपि अस्ति नाटरागस्य अस्ति अनन्तरम् चक्रवाकरागेण एकं महाग आ गङ्गा आ तदपि अस्ति वक्रतुण्ड महाकाय तत् हंसध्वनिरागेण अपि गातुं शक्यते सोपि अधिकं भवति सम्यक् अभ्यासं करोति चेत् अस्माकं गणपतिस्तुति दीक्षितं वर्यस्य महाभागस्य एकमस्ति वातापि गणपतिं जानाति वा वातापि गणपतिं तद् तदभ्यासं कुर्मः तद् आवश्यकं वा भवत्यै ओ उत्तमम् उत्तमम् उत्तमं भगिनि उत्तमं पुत्रि तदेव अभ्यासं कुर्मः वा तर्हि तदेव अभ्यासं कुर्मः भवती यद् तद् भवती इदानीम् अनारोग्येण शीघ्रं गुणं भवतु अनन्तरं भवती मम गृहं प्रति आगच्छति चेत् अहं पाठयामि भवत्यै हा गृहं प्रती भवती आगच्छति चेत् निश्चयेन अहं पाठितुं शक्नोमि अनन्तरम् एक्साम् सङ्गीत एक्साम् अस्ति सङ्गीत एक्साम् अस्ति भवत्या शीघ्रमस्ति किन्तु भवत्याः तावत् पर्यन्तं पाठः शक्यते वा अस्मिन् वर्षे भवत्यै आ अस्मिन् वर्षे न भवति भवत्याः इदानीं कति वयः अभवत् भवत्याः वयः कति कत्य कस्मिन् वर्गे पठन्ति अस्ति भवती षष्ठे वर्गे पठन्ती अस्ति वा ओ तर्हि द्वादशवर्षाणि समाप्तानि द्वादशवर्षाणि भवितव्यम् इति अस्ति तद् पञ्चमवर्ग अनन्तरमेव उपवेष्टुं शक्यते आ अनन्तरम् आ शक्यते शक्यते अतः भवती सम्यक् अभ्यासं करोतु श्वः आगच्छतु अस्तु वा आस्तु स्थापयामि स्थापयामि राम्राम्